षट् अधिकद्विसहस्रतमे वर्षस्य डिसेम्बर्मासस्य द्वितीयदिनाङ्कम् चतुरशीत्युत्तरनवशताधिक एकसहस्रतमे वर्षस्य अक्टोबर् मासस्य त्रयोविंशतिदिनम् अष्टसप्त्यत्तुत्तरनवशताधिक एकसहस्रतमे वर्षस्य आगस्ट् मासस्य सप्तदशदिनम् पञ्चदशाधिकद्विसहस्रतमे वर्षस्य फ़ेब्रवरिमासस्य त्रयोविंशतिदिनम् नवाधिकद्विसहस्रतमे वर्षस्य एप्रिल्मासस्य पञ्चदशदिनम्